मम प्रदेशे आगच्छद्भिः पर्यटकैः कापि समस्या नास्ति कारणम् अस्माकं सर्वकारः पर्यटनस्थानानां सुरक्षा निमित्तं बहूनि योजनानि प्रस्तौति यथा तेषां कृते आवासं कर्मचारि उत्तमखाद्यस्य व्यवस्था उत्तमप्रकोष्ठः शौचालयः आदि पर्यटकैः निमित्तं सुरक्षाव्यवस्थाः सन्ति